उडुपि मध्ये वुड्लेण्ड्स् इति एकम् उपहारमन्दिरम् अस्ति ततः अहम् फ़ेवरेट् एतद् डिशेस् अहम् आर्डर् कृतवती सः सम्यक् उक्तवान् किं किम् आवश्यकम् इति अहम् बहूनि आर्डर् कृतवती अनन्तरं सः भवत्याः इष्टः खाद्यः गोबि मञ्चूरि अस्ति खलु भवति एतद् त्रिवारं कृतवती आनयामि इति तत्र ते सम्यक् कुर्वन्ति सः अहम् आर्डर् तत् आनयतु कृपया आनयतु इति अहम् एतद् उक्तवती सः आगत्य एतद् भवत्याः इष्टतमः खाद्यः अस्ति इति दत्तवान् अनन्तरम् अहं धनम् अपि दत्तवती तत्र बहु सम्यक् एतद् खाद्यं कुर्वन्ति